बैकिङ्ग् स्पर्धा एतत् स्पर्धा अत्र एकवारम् एकवर्षपूर्वे अत्र शिव्मोग्गतः दाण्डेलिपर्यन्तम् एकं स्पर्दामभवत् अहमपि तत्र पाककार्यं कर्तुं अहं तत्र गतवान् ते विंशत्यधिकजनाः देशविदेशतः आगतवन्तः अहमपि पाककार्यं कर्तुं तत्र गतवान् तत् त्रीणि दिनपर्यन्तम् इत्युक्ते प्रथमे आरम्भं शिवमोग्गा गोपिवृत्ततः अनन्तरं तत् मण्डगद्देपर्यन्तं ते विंशत्यधिकजनाः आगतवन्तः तत्र इड्लिम् अवलेहम् तत् अन्य विशेषभक्ष्यं वयं दत्तवन्तः ते सर्वे जनाः तत् स्वीकृत्य मार्गे मार्गमध्ये ते गच्छति गतवन्तः अहन् तत्र हादिगल्लु मध्ये तस्याः कृते भोजनं भोजनमपि व्यवस्थां वयं कृतवन्तः तत्र अन्नं च सारं क्वतितं व्यञ्जनम् अन्य अवलेहम् एतत् सर्वं पर्पटमपि वहयं वयं दत्तवन्तः अन्यपानीयमपि ते सर्वे जनाः स्वीकृत्य स्वी स्वीकृत्वा ते सर्वे जनाः अन्य तत् प्रवासं कृत्वा कृतं कृतवन्तः तत्तत् ते सर्वे जनाः सागरं मध्ये ते गतवन्तः तत्र होटेल् मध्ये ते सर्वे जनाः सायं भोजनं कृत्वा निद्रां कृतवन्तः कृत्वा प्रातः कार्गल् नामस्य एकं ग्रामे ते गतवन्तः तत्रापि वयं सर्वे सर्वे जनानां कृते प्रातः उपाहारं व्यवस्थाम् कृत्वा ते सर्वे जनाः स्वीकृतवन्तः अनन्तरं ते सर्वे जनाः तत्र बट्कळ पर्यन्तं बैक् रेस् मुखेन ते गतवन्तः अनन्तरं ततः अङ्कोलपर्यन्तम् अनन्तरं पुनः ते पुनरागतवन्तः अनन्तरं पानीयं तत्सर्वं स्वीकृत्य ते दाण्डेलिपर्यतं पर्यन्तं गतवन्तः एतत् बहु सम्यक् आसीत् त्रीणि दिनपर्यन्तं विशेषकार्यं विशेषविशेष बैक् यानमुखेन दे सर्वे जनाः देशविदेशस्य तः आगतवन्तः सम्यक् आसीत् एतत् सुन्दरम्